नि निट्टिङ्ग् तदा सीवनकार्यार्थं मुख्यतया वर्णस्य अधिकम् प्राधान्यं वर्तते वर्णान् एक वस्त्रस्य प्रथमः अङ्गः वर्तते अतः तन्निमित्तं वर्णस्य चयनं सम्यक् रीत्या करणीयम् आकर्षणाय एव वर्णस्य वर्णः सम्यक् करणीयम् इति वदन्ति तद् कथं योजनीयम् इत्युक्ते इदानीं बहु आप् इत्यादिकं वर्तते कोम्बिनेशन् यो कथं योजनीयं वर्णः कथं चयनीयमिति द्रष्टुम् आन्लैन् माध्यमेन शक्तुं शक् कर्तुं शक्यते यूट्यूब् इत्यादिकं द्रष्टुमपि दृष्ट्वा अपि कर्तुं शक्यते मम इष्टतमः वर्णाः भवन्ति कृष्णवर्णः रक्तवर्णः तद् सम्यक् काम्बिनेशन् अस्ति पीतवर्णः हरितवर्णश्च अत्युत्तमः भवन् भवति अतः अस्माकं मानसिकम् चिन्तनेन वर्णस्य चयनं क्रियते चेद् तस्य रूपस्य कल्पना मनसि कथनं कृत्वा तद् प्रावर्तयितुं प्रावर्तयितुं शक्यते प्रवर्तिं प्रवृत्तिम् आनयितुं शक्यते अतः विचिन्त्य दृष्ट्वा एवं क्रियते चेद सम्यक् भविष्यति म् एव एवं सामान्यतया वर्णान् चिनोतुं शक्यते